मया व्याकरणशास्त्रमधीतं तत्र व्याकरणशास्त्रे नैकाः ग्रन्थाः भवन्ति तेषु ग्रन्थेषु मया लघुसिद्धान्तकौमुदी वैयाकरणसिद्धान्तकौमुदी कौमुदी लघुशब्देन्दुशेखरः परमलघुमञ्जुषा वैयाकरणभूषणसारः इत्यादिग्रन्थाः अधीताः व्याकरणशास्त्रस्य मूलं तु भवति अष्टाध्यायी ग्रन्थः इदानीन्तनकाले यः व्याकरणशास्त्रस्य परम्परा वर्तते यः सम्प्रदायः यः सम्प्रदायः वर्तते सः सम्प्रदायः भवति पाणिनी सम्प्रदायः तस्मिन् पाणिनी सम्प्रदाये आचार्याः भवन्ति पाणिनी कात्यायनः पतञ्जलयः इत्यादयः मुख्य आचार्याः भवन्ति पुनः तदनन्तरम् आगताः अन्येपि आचार्याः भवन्ति आचार्याः सन्ति येन व्याकरण विषये वा क भूरि परिश्रमं कृतं तेषु आचारेषु अन्तर्भवन्ति भट्टोजीदीक्षितः नागेशभट्टः कौण्डभट्टः एवं च अन्येपि शास्त्रज्ञाः अस्मिन् व्याकरणशास्त्रे मुख्यरूपेण शब्दानाम् अनुशासनं क्रियते शब्दानाम् अनुशासनम् अतः भाष्येपि उक्तम् अस्ति शब्दानुशासनम् प्रथमं प्रकरणं तत्र प्रथमप्रकरणे एव शब्दानुशासनम् इति भाष्यस्य अन्य नाम शब्दानुशासनम् इति वर्तते प्रथ प्रथमप्रकरणे तत्र शब्दानुशासनविषये उक्तं वर्तते एवं च भाष्य एवं रूपेण तत्र अस्माकं व्याकरणे शब्दानाम् अनुशासनं क्रियते शब्दः विश् शब्दानां ज्ञानमपि अस्मिन्नेव ग्रन्थेन भवति एतेन ग्रन्थेन शब्दानां ज्ञानं भवति शब्देषु प्रकृतिप्रत्ययानां ज्ञानं भवति वाक्यस्य अपि ज्ञानं भवति एवं रूपेण एतेन ग्रन्थेन यदि अयं ग्रन्थं वयम् पठामश्चेद् अस्य ग्रन्थस्य ज्ञानमस्ति चेत् अस्माकं भाषा शुद्धा भव् शुद्धा भवति